अस्माकं देशे बहवः पर्यटनस्थानानि सन्ति परञ्च तेषु स्थानेषु एकं पर्यटनस्थानम् अस्ति वाराणसी इति नगरे काशीविश्वनाथमन्दिरं वर्तते तस्य मन्दिरे बहवः जनाः अत्र आगच्छन्ति दर्शनार्थं भगवतः शिवस्य पूजनार्थम् एवम् अभिषेकार्थम् अत्र आगच्छन्ति अतः ते आगत्य गङ्गा स्नानं कुर्वन्ति गङ्गायां स्नात्वा ते जलं स्वीकृत्य भगवतः विश्वनाथस्य शिवलिङ्गोपरि जलाभिषेकम् कुर्वन्ति एवम् बिल्वपत्राणि पुष्पाणि स्वीकृत्य तेषाम् अर्चनां कुर्वन्ति एवं प्रसादादिकम् सर्वं तत्र क्रियते अतः तेषां सम्यक्तया कर्तुम् पर्यटनं स्थानम् अस्ति तत्र बहवः विश्वविद्यालयाः अपि सन्ति ते विश्वविद्यालयाः काशीहिन्दुविश्वविद्यालयाः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयाः एवञ्च अन्य अन्यं स्थानम् अपि अस्ति तत्र गौतमबुद्धस्य स्थानं यथा सर्वप्रथमं तया उपदेशं प्रदत्तं सः अपि तत्रैव वर्तते सारनाथम् इत्याख्यः स्थानम् अस्ति अतः सर्वे जनाः अत्र आगत्य सम्यक्तया तत्र भ्रमणं कुर्वन्ति पर्यटनस्य लाभं जायते अतः समीचीनम् अस्ति एव